मम धार्मिकगुरुः रामकृष्णः इति अस्ति मम जीवने तस्य गुरोः महान् प्रभावः अस्ति तम् अनुसरणं करोमि चेत् जीवनम् अवश्यं साफ़ल्यं भविष्यति इति तथा भाति तस्य मार्गदर्शनं तस्य आशीर्वचनं वा मम जीवने एवं मम परिवारे तस्य परिणामः बहुसम्यक्तया जातः अस्ति मम कुटुम्बजनाः सम्प्रति उत्तमः सन्ति अस्य मूलकारणमस्ति सः गुरुः अतः तं गुरुं नमस्कृत्य अहं प्रतिदिनं स्मरामीति धन्यवादः